जीवने प्रेरकाणि प्रेरकाणि पुस्तकानि बहूनि भवन्ति इदानीं शास्त्रप्रवेशार्थं ये ग्रन्थाः भवन्ति अथवा तत्र यत् पुस्तकं भवति तदपि अत्यन्तं प्रीतिः प्रीतिपात्रं भवति यथा इदानीं भूषणसारः इति सः ग्रन्थ एव मम अत्यन्तं प्रियतमः तर्हि अवश्यं तत् पुस्तकम् इष्टतमं भवति मम अन्यत्र विषये विशेषेण व्यक्तीनां जीवनचरित्रं यत्र भवति तदपि बहु इष्यते अथवा तद्विषये मम इच्छा वर्तते अतः तथा प्रतिपादकाः वासिष्ठवैभवम् इति तत्र महर्षिः तत्र काव्यकण्ठगणपतिमुनीनां विषये लिखितः ग्रन्थः सोपि अत्यन्तम् इष्टतमः वर्तते अतः तत्र एकमेव इति कदाचित् न स्यात् अत्र सामान्यरूपेण उक्तं स्यात् किम् इति इष्टतमं पुस्तकं किम् इति अतः बहूनि तथा पुस्तकानि सन्ति कदाचित् तत्र एग्दागेल्ला ऐते इति तदा कश्चन तत्र कैश्चित् लिखितः ग्रन्थः सोपि अत्यन्तं प्रियतमः अन्यत्र विषयेषु इदानीम् यथा सामान्यज्ञानत्वेन अथवा सर्वेप्यंशाः तत्र उल्लिखिताः भवन्ति कत्तलिनिन्द बेळकिनेडगे इति तत्र विशेषेण रामकृष्णपरमहंसानां कथाः अर्थात् तैरुक्ताः कथाः जीवने अत्यन्तं सम्बद्धाः अपेक्षिताः तत्र इति वचनवेदः इति रामकृष्णवचनवेदः इति तत्र बहु उत्कृष्टः ग्रन्थः अतः ततः उद्धृताः कथाः अत्र ग्रन्थे वर्तन्ते तदपि कर्नाटकभाषायां वर्तते संस्कृतभाषायामपि वर्तमानाः ग्रन्थाः अनेके एतादृशाः सन्ति कदाचित् तत्रा कादम्बरीग्रन्थाः अपि सन्ति एवं काव्यापुस्तकानि सन्ति तत्रापि अत्यन्तं रुचिर्भवति नाटकानि भासनाटकचक्रमिति तदपि अत्यन्तम् अपि रमणीयम् अन्यत्रापि इदानीमेकं लघु शङ्करविजयमिति शङ्करविजयः इत्यपि कश्चन नाटकविशेषः अर्वाचीनकविभिः रचितः सोपि अत्यन्तं समीचीनः एवं तत्र स सकलं बहूनां किं सहस्रशाः श्लोकाः भवन्ति तत्र सुभाषितरत्नं रत्नभाण्डागारः इति तदपि अत्यन्तम् इष्टतमं पुस्तकम् यतः कदाचित् अन्यत्र अन्यत्र शास्त्रादिपङ्क्तीनाम् अध्ययनेन कदाचित् मनः अत्यन्तं श्रान्तं भवति तदानीं सुभाषितानाम् अध्ययनार्थं तत्रापि अत्यन्तं कदाचित् चाटुश्लोकाः अत्यन्तं हास्ययुक्ताः अपि भवन्ति एतादृशश्लोकासङ्ग् सङ्ग्रह सङ्ग्राहकत्वेन सङ्ग्रहरूपः अयं ग्रन्थः सुभाषतत्नभाण्डागरः इति अतः तदपि पुस्तकं बहु समीचीनमस्ति अन्यत्र प्रायः ग्रन्थानामध्ययनमित्युक्तौ बहु इष्टतमं तत्रापि महाभाष्यम् पुस्तकमपि महाभाष्यमेव इष्टमित्युक्तौ अतः अत्र पुस्तकस्य विषये अत्यन्तम् इष्टं इष्टम् इति कदाचित् इष्टतममिति विषयानुसारं तत्र तत् प्रतिपादकाः अंशाः यदि इष्यन्ते यदि तत्र प्रियतमाः भवन्ति तर्हि तत् प्रतिपादकाः ग्रन्थाः तत् प्रतिपादकं पुस्तकमपि इष्टं भवति एवञ्च एतादृश या अथवा एतादृश विषयसम्बद्धानि पुस्तकानि मम इष्टतमानि भवन्ति इत्यत्र न कोपि सन्देहः अतः पुस्तकं सम्यक् अध्येतव्यम् तत्रापि जीवनं जीवनं क्रम ज्येष्ठानां श्रेष्ठानां जीवनक्रमः यैः पुस्तकैः प्रतिपाद्यते तादृशपुस्तकानि बहु रुचिकराणि भवन्ति